मया ज्ञातानि रिटेल् होल्सेल् मार्केट्स् मुख्यरूपेण वस्त्रापणाः वस्त्रसम्बद्धं सह सम्बद्धाः विपण्यः पुनः औषधसम्बद्धाः विपण्यः पुनश्च प्लास्टिक् वस्तूनि इत्येतेषां विपण्यः मुख्यरूपेण सन्ति प्रायः मध्यप्रदेशेषु महाराष्ट्रे प्लास्टिक् निर्मितवस्तूनां व्यापारः महान् वर्तते तद् तद्विषये अत्र होल्सेल् मार्केट् खेल्चि मार्केट् च पर्याप्तमात्रायाम् अस्ति अपि तस्य प्रचारः अपि महान् अस्ति सक्रियमपि अस्ति गतेषु वर्षेषु शाकानाम् उस्प् उपस्काराणां च मूल्यानि प्रवृद्धानि एव यतो हि भारतस्य जनसङ्ख्या निरन्तरं प्रवर्धमाना अस्ति जनसङ्ख्यायां प्रवर्धमानायां सत्याम् एषा समस्या प्रत्येकस्य देशस्य भवति एव यत् तत्र खाद्यवस्तूनां मूल्यं मूल्यवृद्धिः भवति अतः एषः एषा सामान्या प्रक्रिया अस्ति सर्वैः अपि देशैः सः देशैः इयं समस्या अनुभूयते एव वर्तमाने आन्लैन् शापिङ्ग् इति विषये मम कः अभिप्रायः इति चेत् आन्लैन् शापिङ्ग् केवलं धनवतां जनानां धनवर्धनाय भवति वस्तुतः भारतं कृषिकाणां देशः कृषिकाणाम् आयः बहु अल्पः भवति केचन जनाः लघु लघु आपणान् सञ्चाल्य स्वकीयं जी स्वकीयां जीवनवृत्तिं सञ्चालयन्ति अतः कथञ्चिदपि आन्लैन् माध्यमेन ते व्यवहारम् अथवा सुविधाः दातुं न शक्नुवन्ति अतः आन्लैन् शापिङ्ग् प्रायः नैव भवेत् मुख्यरूपेण ग्रामेषु तु नैव भवेत् महानगरेषु समयरक्षणार्थम् एतत् शक्येदपि किन्तु तद् महानगरस्तरे पर्याप्तं ततः अधिकं न भवेत् एतस्य अतीवप्रयोगं कुर्मश्चेत् जनानां जनसम्पर्कः विच्छिन्नः भवति यदि दुरुपयोगः यदि प्रयोगमेव न कुर्मश्चेत् समयहानिः इत्यपि भवति अतः सन्तुलितः प्रयोगः अपेक्षितः